तत्र वर्तमानपरिदृश्ये विज्ञापनस्य अधिकजनान् प्राप्तुं च उपायाः बहवः सन्ति यतः विज्ञापनम् इति यदस्ति तेन बहु जनाः सन्तुष्टाः भवन्ति सर्वदा तेषां स्तुतिः कर्तव्यः तेषां स्तुतिः करणेन ते जनाः अधिकं सन्तुष्टाः भवन्ति अपि च अन्येभ्यः अपि सा प्रेरणा लभ्यते अपि च अग्रे एकस्य विज्ञापनस्य विषये वक्तुं शक्नोषि यत् तवकृते अतीवसृजनात्मकं प्रभावशाली च आसीत् इति यदस्ति तत्र विशेषतया वयं पश्यामश्चेत् एकः अध्यापकः ऋषिः इत्येव वक्तुं शक्यते ते एव महान्ताः ज्येष्ठाः श्रेष्ठाः साधकाः श्रीयुतः रामचन्द्र कोटेमने आचार्याः ते ऋग्वेदे कृष्णयजुर्वेदे पारङ्गताः चतुःसूत्रीं सम्यक् पठितवन्तः सर्वशास्त्रेषु तेषां नैपुण्यं महद्वर्तते सर्वे विषयाः ते स्पृष्टाः सन्ति आङ्ग्लभाषां जानन्ति संस्कृतभाषां जानन्ति एवम् एकस्मिन् एव आत्मनि बहवः विषयाः अन्तर्गताः सन्ति